अहं पञ्चतन्त्रम् इति एकः ग्रन्थः विद्यते संस्कृतक्षेत्रे स च ग्रन्थः अहं बहुवारं पठितः मया बहुवारं पठितः विद्यते कारणं तस्य ग्रन्थस्य ग्रन्थकर्ता वदति षण्मासाभ्यन्तरे एतान् राजकुमारान् अहम् उत्तमरीत्या परिवर्तनं कर्तुं शक्नोमि इति प्रतिज्ञां कृत्वा तेषां कृते स च ग्रन्थः लिखितः तस्य तस्मिन् ग्रन्थे पशुपक्षीनाम् आधारीकृत्य जनानां कृते कथं बोधयितुं शक्नुमः इति सर्वं तत्र लिखितमस्ति नूतनप्रक्रिया तत्र अस्ति प्रक्रियामाध्यमेन छात्राणां कृते बोधयितुम् अतीवसरलं भवति तेन कारणेन अहं तं ग्रन्थं बहुवारं पठितवान् न केवलं स च ग्रन्थः अपि तु संस्कृतक्षेत्रे यथा सिक्षाक्षेत्रे अपि एकः ग्रन्थः विद्यते संस्कृतचरित्रमिति तं ग्रन्थमपि अहं बहुवारं पठितवान् कारणं संस्कृतस्य विकासः कथम् अभवत् प्रारम्भतः अद्य अवधि तस्य ग्रन् तस्मिन् ग्रन्थे तस्य विवरणं लिखितमस्ति वैदिककाले संस्कृतशिक्षणं कथमासीत् तदनन्तरं बौद्धकाले संस्कृतशिक्षणं कथमासीत् तदनन्तरं मुस्लिं शासनकाले संस्कृतशिक्षणं कथमासीत् एवं ब्रिटीष् शासनकाले संस्कृतशिक्षणं कथमासीत् स्वातन्त्र्य अनन्तरमपि संस्कृतशिक्षणं कथमासीत् इत्यस्मिन् विषये तस्मिन् ग्रन्ते निरूपितमस्ति अतः तद्ग्रन्थमहं बहुवारं पठितवान् स च ग्रन्थः अतीव मम इष्टः अतीव इष्टः ग्रन्थः अपि विद्यते